अहं बेङ्ग्ळूरुनगरतः चन्नैनहळ्ळीग्रामतः का दूरवाणी कुर्वन् अस्मि मम कृते अद्य सायमेव टेन् प्लेट्स् इत्यद् यद् उच्यते टेन् प्लेट्स् गोबी मञ्चूरि अपेक्षितं सायमेव यदि कटुः कटुः न भवति सम्यक्तया न भवति तर्हि अवश्यमहं बिल् न पूरयामि पुनश्च मम कृते सम्यक् स्यात् रुचिः सम्यक् आगच्छेत् पुनश्च यद् क्वाण्टिटि यद् उच्यते परि प्रमाणं यदि न्यूनं भवति तर्हि अवश्यं न स्वीकरोमि धनमपि न यच्छामि इदानीमेव वदन्नस्मि मम कृते क्वेण्टिटि अपेक्षितं परिमाणमपेक्षितं प्रमाणमपि